अस्माकं प्रदेशे कश्चन बृहत् कार्यक्रमः वर्तते तदर्थं अस्मभ्यं मधुरम् अपेक्षितम् अस्ति अन्ये बहु अधिकं पृच्छन्तस्सन्ति भवन्तः कीदृशमौल्येन मधुरं प्रयच्छन्ति तद्विषये भवन्तः किञ्चित् वदन्तु भवतां सविधे एव वयं स्वीकुर्मः डिस्कौण्ट् इत्युक्तौ तत्र मौल्यस्य न्यूनतां कर्तुं भवन्तः शक्नुवन्ति वा